अहम् अन्तर्जालाद्वारा वस्तुक्रियणविषये मम मतम् एवं वर्तते अहं तत् समीचिनं वर्तते यतो हि वयम् इतः शृङ्गेरीं गत्वा शृङ्गेरि नाम यत् यत्र कुत्रापि सिटिं गत्वा वयं तत्र सर्वं चूस् कृत्वा ततः परं तत्र धनं दत्वा पुनः गृहम् आगत्य तत् वस्तु वयं धृत्वा आ एवम् अस्ति एवमस्ति सम्यक् नास्ति सम्यक् अस्ति इति वक्तुं बहु क्लेशः भवति अतः तत्सर्वम् अन्तर्जलमाध्यमेनैव जायते यथा अमेज़ान् अस्ति अमेज़ान् मध्ये वयं किं कुर्मः इत्युक्ते अमेज़ान् मीशो मेत् मिन्त्रा सर्वम् अस्ति तत्र वयं किं कुर्मः यत् सर्वं जगति यद् लभ्यते तत् सर्वं तस्मिन् एप् मध्ये लभ्यते वयम् इदानीं पश्यन्तु उदाहरणार्थम् इदानीम् अहं मह्यं पादरक्षा अपेक्ष्यते कीदृशपादरक्षा इदानीम् अहं पादरक्षा आपणं प्रति गत्वा तत्र विद्यमानपादरक्षाणाम् अधिकतया अहं मम याप् मध्ये एव अहं द्रष्टुं शक्नोमि यथा तत्र केचन एव ऐटम्स् भवन्ति नाम द्वित्राः विविधाः पादरक्षाः भवन्ति किन्तु मोबैल् मध्ये वयं पश्यन् भवामश्चेत् पादरक्षाः भवन्त्येव अतः वयम् आन्लैन् द्वारा एव उपविश्यैव सर्वं कर्तुं शक्नुमः अतः तत्र आन्लैन् द्वारा वयं कुर्मश्चेत् अन्तर्जालद्वारा अस्माकं कृते समयस्यापि अभावः न जायते अतः